आन्लैन् द्वारा क्रीतवती बेड्शीट्स् कदाचित् अनुभवं कटु अपि अस्ति कश्चिद् वारि रिटर्न् नास्ति सब्क्वालिटी वा डेमेज्ड् अपि आगच्छति धनव्यर्थं भवति जयपूर् बेड्शीट्स् कश्चित् बेड्शीट्स् लघु अस्ति क्षालनोत्तरं गात्रं व्यत्यस्तं भवति